क्रीडासु आधिक्येन स्वस्य प्रभुत्वं दर्शितं भवति क्रीडा किमर्थं क्रियते नाम जयार्थं कश्चन यदि क्रीडां क्रीडति तर्हि जयं प्राप्तुम् एव क्रीडति न केवलम् अस्माकं शरीरस्य कश्चन आयासः भवतु इति कः न कोपि क्रीडति तर्हि यथा जनेभ्यः क्रीडा स्वस्वामित्वम् अथवा स्वस्य पराक्रमं वा शक्तिर्वा दर्शयितुं स्थानं यच्छति तदा आनन्दः आनन्दः अवश्यं भवति यतोहि यदा वयं स्वस्य सामर्थ्यं दर्शयामः अपि च तत्र क्रीडायां जयं प्राप्नुमः तदा वयं किमपि साधितवन्तः इतिवत् अस्माकं मनसि भावः आगच्छति तेन आनन्दितः वयं भवामः इदम् अस्माकं म बुद्धौ बहु तीव्रं प परिणामं जनयति यदि जीवने क्रीडा नास्ति तर्हि आधिक्येन अस्माकं बुद्धिः बहु प्रतिबन्धकयुक्तं भवति किमर्थं नाम क्रीडा एका मार्गः मार्गः वर्तते येन वयम् एकं सुलभं जीवनं यापयितुं शक्नुमः क्रीडा सर्वात्मना अस्मान् क्रीडायां लीनः लीनं नयति येन वयं सम्यक्तया तत्र अस्माकं सर्वाणि सर्वाणि इन्द्रयाणि स्थापयामः यतः अस्माकम् एकस्मात् विषयात् अन्यस्मिन् विषये इन्द्रियाणि गतानि तस्मात् अस्माभिः पुनः तत् कार्यं कर्तुं शक्यते